पाकं कर्तुं काः सावधानताः स्वीकरोषि किमर्थं पाककरणसमये बहु सावधानतया वयम् अस्माभिः पाकः करणीयः नो चेत् बहूनि प्रमादानि सम्भवन्ति अहं पाककरणसमये सर्वाणि सामग्रीः मोद शाकानि अस्ति शाकानि कर्तयित्वा चुल्लेः समीपं स्थापयामि तदनन्तरं वा स किमपि सर्वाणि सिद्धं कृत्वा चुल्लिकायाः पुरतः स्थापयित्वा तदनन्तरमेव अहं पाकङ्कर्तुं प्रयत्नं करोमि नो चेत् चुल्लीं प्रारम्भं कृत्वा तत्र तादृशमेव अहं पाकङ्करोमि पाककरणसमये सावधानतया एव करणीयं अस्माकं मम पुत्री अपि एतादृशमेव करोति सर्वाणी सां सिद्धं कृत्वा तदनन्तरम् एव पाकं प्रारम्भं कुर्वती अस्मि अस्ति अहमेव तां तादृशम् उक्तवती नो चेत् प्रमादः सम्भविष्यति अतः